मम तरणं प्रथमं ग्रामेव मम गृहमस्ति तर्हि ग्रामे अहं तत्र तरणं कार्यं समाप्तं कृतम् आदौ मम यदि यः वयं मम षड्वर्षे सप्तवर्षे एव मम तत् शिक्षणम् अभवत् प्रथमं किं अशिक्षत् इति चिन्तयित्वा अहं यदि वदामि तर्हि बहुजनाः मम ज्येष्ठाः अस्ति ज्येष्ठाः मम अशिक्षिताः कृतवान् कः अपठयत् ज्येष्ठाः अपि मम मित्रवत् कार्यं कृत्वा एतत् कार्यस्य समापनं कृतम्